भारतीयज्योतिष शास्त्रे गणितं संहिता होरा इति स्कन्धत्रयं विद्यते त्रिस्कन्धज्योतिषमित्येव प्रसिद्धं तत्र गणितशास्त्रे ग्रहाणां स्फुटादयः निरूप्यन्ते तेषां निर्णयार्थं यः गणितविधिः निरूपितः तस्य आधारभूतः खगोळः अपि तैः चिन्तितः वर्तते तादृश गोलस्वरूपानुगुणं गणितं निरूपितमस्ति भास्कराचार्यः कथयति ते गोलाश्रयिणः इति ग्रहास्सर्वे गगने गोलमाश्रित्य सञ्चरन्ति तेषां गोलानां स्वरूपं ज्ञात्वा अस्माभिः ग्रहगणितम् उपनिबद्धम् इति तदनुसारेण मन्दामरेज्य भूपुत्र सूर्यशुक्रेन्दुजेन्दवः परिभ्रमन्ति अधोऽधस्ताः क्रमशः शीघ्रगामिनः इति ग्रहाणां सञ्चारः भुवः सकाशादवलोकयामः चेत् दूरे शनेश्चरस्य कक्षा भवति अतिदूरे तस्य अन्तः गुरोः कक्षा तस्य अन्तर्भागे भूपुत्रस्य कुजस्य कक्षा ततः रवेः कक्षा ततः शुक्रस्य कक्षा बुधस्य कक्षा अन्ते चन्द्रस्य कक्षा इति भुवः समीपे चन्द्रः विद्यते इति एवं कक्षाप्रकारेण ग्रहाः गगने कक्षाभेदेन सञ्चरन्ति किन्तु गगनं पश्यामः चेत् सर्वे ग्रहाः सूर्यः चन्द्रश्च भुवः सकाशात् एकस्मिन् समाने दूरे विद्यमाने आकाशे सञ्चरन्तः दृश्यन्ते एतदेव प्राचीनैः त्रिज्यावृत्तम् इति कल्पितं वर्तते भूसकाशात् त्रिज्यामितिदूरे सर्वे ग्रहाः अस्माकं दृष्टिपथमायान्ति ग्रहाः नक्षत्राणि च इति तत्र एवम् ऊर्ध्वाधरान्तं परिवृत्य विहाय केवलं ग्रहाणां सञ्चारं गगने पश्यामश्चेत् तत्र सूर्यः यस्मिन् वृत्ते सञ्चरति तस्य वृत्तस्य क्रान्तिवृत्तम् इति नाम निर्दिश्यते तादृशक्रान्तिवृत्तानुसारेणैव तस्य द्वादशविभागं कृत्वा द्वादशराशयः इति कथ्यन्ते तत्रैव सप्तविंशतिः नक्षत्राणां सप्तविंशतेः नक्षत्राणां स्थानमपि तत्रैव विद्यते अश्विनी भरणी कृत्तिका इत्यादिना एवं गगने सूर्सञ्चारवृत्तं यद्विद्यते तदेव क्रान्तिवृत्तम् इत्यपि कथ्यते राशिचक्रमपि तदेव वर्तते नक्षत्रचक्रमपि तदेव भवति तस्य सूर्यसञ्चारवृत्तस्य क्रान्तिवृत्तस्य दक्षिणोत्तररूपेण चन्द्रादिग्रहाणां सञ्चारवृत्तानि अस्माकं दृश्यन्ते ते चन्द्रादिग्रहाणां सञ्चारवृत्तानि एव तेषां विक्षेपवृत्तानि इति कथ्यन्ते चन्द्रः यस्मिन् वृत्ते सञ्चरति तत् चन्द्रविक्षेपवृत्तं कुजः यस्मिन् वृत्ते सञ्चरति तत् कुजविक्षेपवृत्तं एतानि वृत्तानि क्रान्तिवृत्तस्य सम्पातरूपेण भवन्ति तत्र सम्पातस्थानमेव चन्द्रपातः कुजपातः बुधपातः इत्यादिनाम्ना निर्दिश्यन्ते तादृशक्रान्तिवृत्तात् दक्षिणोत्तरान्तरे चन्द्रादयः सञ्चरन्ति तादृशक्रान्तिवृत्तस्य चन्द्रादीनां स्थानस्य च यदि याम्योत्तरं मन्तरं गगने दृश्यते तस्य विक्षेपः क्षरः इत्यादिपदेन निर्देशः ज्योतिषशास्त्रे क्रियते सर्वेषां ग्रहाणां स्थानं स्पष्टस्थानमेव गृहस्फुटाः इति उच्यते सः गृहस्फुटः क्रान्तिवृत्ते एव भवति सूर्यादीनां सर्वेषां ग्रहाणां स्थानं राश्यादिस्फुटः क्रान्तिवृत्ते एव निर्दिश्यते किन्तु क्रान्तिवृत्ते सूर्यं विहाय अन्यः यः कोऽपि ग्रहः नास्ति ते क्रान्तिवृत्तीयस्वस्थानात् स्फुटस्थानात् दक्षिणे उत्तरे वा शरान्तरे सञ्चरन्ति अतः क्रान्तिवृत्तीयस्थानं निर्दिश्य तस्मात् शरान्तरे वयं गगने ग्रहबिम्बं द्रष्टुं शक्नुमः एतादृशी खगोलव्यवस्था प्राचीनैः स्वीकृता विद्यते सर्वत्र पोष्णान्ते भगनः स्मृतः इति नियमानुसारं क्रान्तिवृत्ते रेवत्यन्तस्थानं निर्दिश्य तस्मात् ग्रहाणां त्रिंशन्मितान्तरं पर्यन्तं मेषराशिः इति ततः त्रिंशन्मितान्तरपर्यन्तं वृषभराशिः इति एवं त्रिंशदंशाः एकः राशिः भवति एवं द्वादशराशयः षष्ट्यधिकत्रिशतांशाः एकस् क्रान्तिवृत्ते भवन्ति तेषां द्वादशविभागः एकः राशिः भवति तत्र रेवत्यन्ततः त्रिंशदंशाः निरेणमेषराशिः इति कथ्यते एवं निरेणपद्धत्या ग्रहाणां स्थानं रेवत्यन्ततः ग्रहाः कति दूरे वर्तते इति ग्रहस्फुटः अस्माभिः निर्दिश्यते भारतीयस्फुटपद्धतिः निरैणपद्धतिः एव वर्तते अस्माकं भुवः एकं पूर्वापरवृत्तं कल्प्यते तस्य पूर्वापरवृत्तस्य नाम नारीवृत्तम् इति भुवः समभाजकवृत्तप्रदेशे पूर्वापररूपेण गगने उपरि एकं वृत्तं कल्पयामः चेत् तत् नाडीवृत्तं भवति तत्र कालस्य गणना क्रियते षष्टिनाड्यः तस्मिन् वृत्ते अस्माभिः निर्णीयन्ते षष्टिनाडिकाः अतः नाडिका अस्मिन् वृत्ते गण्यते इति हेतोः अस्य वृत्तस्य नाडीवृत्तम् इति नाम कृतमस्ति क्रान्तिवृ्त्तादिषु भिन्नेषु वृत्तेषु ग्रहाः सञ्चरन्ति किन्तु तत्र कालनिर्णयार्थं नाडीवृत्तं अनुस्रियते नाडीवृत्तस्य क्रान्तिवृत्तस्य च यद् अन्तरं भवति तस्यैव याम्योत्तरन्तरस्य क्रान्तिः इति निर्देशः अस्माभिः क्रियते सम्पातबिन्दौ नाडीवृत्तक्रान्तिवृत्तयोः सम्पातबिन्दौ क्रान्तेः अभावः भवति तस्मात् राशित्रयान्तरे चतुर्विंशत्यंशाः क्रान्तिः इति प्राचीनैः कथ्यते तादृशनाडीवृत्तक्रान्तिवृत्तयोः सम्पातबिन्दुः अपि चलति तत्स्थानमपि स्थिररूपेण न भवति तस्य सम्पातबिन्दोः अपि यश्चलनं वर्तते तस्यैव अयनचलनम् इति नाम निर्दिश्यते सम्पातबिन्दोः सकाशात् क्रान्तेः प्रवृत्तिः भवति इति हेतोः क्रान्तिसाधना गणिते अयनांशसहितगृहस्फुटः स्वीक्रियते तदर्थं गणिते क्वचनप्रसङ्गेषु अयनांशानां ज्ञानमपि अस्माकं आवश्यकं भवति पौष्णान्ते भगणः स्मृतः इति यः रेवत्यन्तः विद्यते तादृशरेवत्यन्तभागस्य सम्पातबिन्दोः नाडीवृत्तक्रान्तिवृत्तयोः सम्पात यः बिन्दुः वर्तते तयोर्मध्ये विद्यमानमन्तरमेव अयनांशाः इति कथ्यन्ते तादृश अयनांशानां योजनेन एषः गणितागतनिरयणग्रहः सायनग्रहः भवति तेन क्रान्त्यादिसाधनार्थमस्माकम् आनुकूल्यं भवति एतद् प्राचीनसूर्यसिद्धान्तेषु अपि एतादृश अयनचलनस्य सम्पातबिन्दोः चलनं विद्यते इत्यंशस्य निरूपणं सूर्यसिद्धान्तग्रन्थेऽपि कृतं वर्तते तत्संस्कृतात् ग्रहात् क्रान्तिच्छायाचरदलादिकम् इति क्रान्तिसाधनं छायासाधनं चरदलसाधनमित्यादिप्रसङ्गेषु सायनग्रहस्य आवश्यकता विद्यते इति निरूपयन्ति एवं एतादृशगोलस्थितिं आधारीकृत्य प्राचीनैः ग्रहगणितसिद्धान्तः निरूपितः वर्तते तत्र अतीवप्राचीनः ग्रन्थः विद्यते अस्माकमिदानीमपि गणितं कर्तुं सौकर्यं विद्यते सूर्यसिद्धान्तग्रन्थः सूर्यमयासुरयोस्संवादरूपा ग्रन्तः प्रत्येकस्मिन् सिद्धान्तग्रन्थे अन्ते गोलाध्यायः इति निरूपितः वर्तते तत्र तेषु तेषु सिद्धान्तेषु गणितार्थं या गगनस्य स्थतिः तैः स्वीकृता वर्तते तस्य निरूपणं गोलाध्याये कृतं दृश्यते भास्कराचार्यविरचितसिद्धान्तशोरोमणौ अपि अन्ते विस्तृतः गोलाध्यायः विद्यते तत्र भुवः स्वरूपं आकाशस्य स्वरूपं सर्वमपि निरूपितम् अस्ति प्रतिदिनं ग्रहाः पूर्वदिशं प्रति चलन्ति इति सूर्यसिद्धान्ते बा बास्कराचार्यसिद्धान्तशोरोमणौ अपि निरूपितं वर्तते पश्चाद्व्रजन्तोऽथ जवा कश्चित् नक्षत्रे सुदतं ग्रहाः जीयमानात् लम्बन्ते तुल्यमेव स्वमार्गदाः इति ग्रहाणां प्रतिदिनं स्वकीय अहोरात्रवृत्ते पूर्वदिशतः पश्चिमदिशं दिशं प्रति गमनं विद्यते चेदपि स्व स्व कक्षावृत्तेषु ग्रहाः पूर्वपूर्वदिशं प्रत्येव स्वकीयगत्या गच्छन्ति अतः ग्रहाणां नैसर्गिकी गतिः पूर्वा वर्तते स्थानपरिवर्तणं ये गगने कुर्वन्ति ते ग्रहाः अग्रिम अग्रिमनक्षत्रं ये प्राप्नुवन्ति ते ग्रहाः स्थिररूपेण गगने यानि दृश् दृश्यन्ते ये ज्योतिप्पिण्डाः स्थिररूपेण दृश्यन्ते तानि नक्षत्राणि न क्षरति इति नक्षत्रम् इत्यादि अतिसूक्ष्मखगोलविवरणं अस्माकं ज्योतिषग्रन्थेषु उपलभ्यते तेषाम् अध्ययनेन आधुनिकखगोलशास्त्रस्यापि प्रयोजनं भवेदिति मे दृढो विश्वासः